प्रथमतया वक्तव्यः चेत् ते सर्वे दृष्टिदोषयुताः तथा च वृद्धाः सन्ति ते सर्वे अक्षरग्रहणम् अक्षरपठनं तेषां कृते कठिनाय कल्पते अक्षराणि दृष्ट्वा पठितुं क्लेशाय कल्पते किमर्थं चेत् ते सर्वे वृद्धाः तथा च दृष्टिदोषयुताः तेषु टेक्स्ट् टु स्पीच् ट्रान्स्लेशन् बहु उत्तमसाधनं भविष्यति किमर्थं चेत् सर्वाणि अक्षराणि ते सर्वे श्रोतुमर्हन्ति विषयज्ञानमपि बहुसमीचीनतया ते प्राप्नुवन्ति